अस्माकं वित्तकोषे कार्यसम्प्राप्तिरेव अस्माकं जीवनस्य महत्भाग्यं वर्तते यतोहि ये पितरः भवन्ति अस्माकं ते चिन्तनं कुर्वन्ति वित्तालये अस्य बालकस्य नियुक्तिः भवति चेत् वरम् एतस्य जीवनं सुन्दरं भवति अथवा पुत्र्याः वित्तालये नियोजनं लब्धं चेत् नियुक्तिर्जाता चेत् वरं तस्याः जीवनम् उत्कृष्टं भवति येन च तस्याः सर्वविधसौलभ्यादयः लभ्यन्ते एव यत्र नियुक्तिरेव बहु क्लिष्टा वर्तते नाम वित्तालये कार्य संतुडा सम्प्राप्तिरेव बहु कष्टं वर्तते कार्यसम्प्राप्त्यर्थं काचन परीक्षाः भवन्ति परीक्षायां योग्य अङ्कान् स्वीकृत्य ये उत्तीर्णाः भवन्ति तेषां मौखिकी परीक्षा भवति मौखिकी परीक्षायामपि ये उत्तीर्णाः भवन्ति तेषां कृते कार्यं लभ्यते यदा कार्यं लभ्यते तत्रापि विधद्वयं भवति यत् यत्र अवकाशः वर्तते तत्र प्राधान्येन तेषां नियोजनं भवति अनन्तरं वर्षद्वयं वा वर्षत्रयं वा तत्र कार्यं कृत्वा यत्र अवकाशः वर्तते अथवा गृहीयजनाः यस्मिन् स्थाने वर्तन्ते तत्र तेषां नियोजनं भवति अनन्तरम् तत्र अन्ते प्रवेशनार्थम् अस्माभिः पूर्वसिद्धतां कृत्वा परीक्षायाः लेखनं करणीयं भवति